अहं प्रतिदिनं योगम् अनुतिष्ठामि तत्र प्रथमं सामान्यतः योगिकः अभ्यासः क्रियते तदुत्तरम् उष्णव्यायामः क्रियते ततः समनन्तरमेव सूर्यनमस्कारः क्रियते मन्त्रसहितं तदुत्तरं योगासनादिकं कृत्वा प्राणायामः मया अनुतिष्ठ्यते एवं मया दिने योगस्य चर्या अनु अनुसरिता वर्तते मया योगाभ्यासः बाल्यतः अपि क्रियमाणः अस्त्येव अतः मम शरीरं दृढम् अस्ति मनः अपि स्वस्थमेव वर्तते एवं प्रतिदिनं यदि योगाभ्यासः अनुतिष्ठ्यते तर्हि स्वास्थ्यमेव भवति जीवनम् इति अहं निश्चयमनस्कः अस्मि एवं प्राणायामेषु अपि मम तत्र रुचिः बहु वर्तते प्राणायामेन एव मम शैत्यनिवारणम् औष्ण्यम् एवं रोगाणाम् अपि समतोलनम् अहं कर्तुं प्रभवामि एवं योगः अपि जीवने कश्चित् विषयः अस्ति इति जनैः न ज्ञायते एवं योगः किञ्चित् स्थानं प्राप्नुयात् इत्युक्ते तत्र तेषाम् अनुष्ठानं नूनमेव भवति एवम् अनुष्ठाने सति मानसिकीस्थितिः शारीरिकीस्थितिः अपि च बौद्धिकीस्थितिः अपि सम्यक् भवति इत्यत्र संशयः एव नास्ति इति अहं निश्चयमनस्कः कण्ठरवेण अपि च वक्तुं शक्नोमि